हरिः ओम् अहं शीक्षाशास्त्रिविभागस्य छात्रा अस्मि मह्यं भाषाशिक्षा पुस्तकम् अपेक्षितम् अस्ति वा शिक्षाशास्त्रिविभागः कुत्र अस्ति आं पुस्तकं लब्धं पठित्वा श्वः प्रत्यर्पयामि किं तद् लैब्ररी कार्ड् मम समीपे नास्ति महोदय लैब्ररी कार्ड् इत्युक्ते किं बहुसम्यक् महोदय अहं लैब्ररी कार्ड् कारयितुम् इच्छामि तत्कृते किं किम् आनेतव्यं अस्तु तत् सर्वमस्ति मम समीपे इदानीं दास्यामि वा कक्षायाः प्रमाणपत्रं तु नास्ति महोदय अहं नूतना अस्मि अतः प्रवेशपत्रं न प्राप्तवती किं करोमि तर्हि ओहोहो अहं जानामि जानामि सः महोदयः वा सर्वदा संस्कृतभाषायां वार्तालापं करोति खलु आं महोदय एतत् सर्वं कृत्वा आगतवती इदानीम् एकवारं परिशील शीलयन्तु ओ बहु धन्यवादः महोदय अहम् इदानीं पुस्तकं गृहं नेतुं शक्नोमि वा भाषाशिक्षा पुस्तकं सैकोलजी पुस्तकं दर्शनशास्त्रम् इत्येतानि अपेक्षितानि अस्तु धन्यवादः